एकवारमहं तादृशै सह अपि कार्यं कृतवान् किन्तु मम कृते तु इच्छा एव नास्ति तैस्सह कार्यं करणीयं किन्तु किं कुर्मः यदि उपरिष्ठात् आदेशः भवति चेत् अवश्यमस्माभिः करणीयं तर्हि कथम् इत्युक्ते ते किमपि कथयामः चेत् क्लेशः न कथयामः चेत् क्लेशः सूचनीयं चेत् क्लेशः न सूचनीय न सूचनीयामः न सूचयामः चेत् क्लेषः तर्हि कथम् इति प्रश्नः तर्हि अहं किं कृतवान् अस्तु वयं किमपि भाषणं कुर्मः चेदेव खलु समस्या तर्हि किमपि भाषणं न कुर्मः केवलं तेषाम् आदेशं वयम् अनुपालयामः तावदेव अनेन तेऽपि सन्तुष्टाः भवन्ति अहमपि सन्तुष्टः कदाचित् यत्र मम दायित्वमस्ति तत्र अहं करोमि यत्र नापेक्षते ते स्वयं कथयन्ति तर्हि ते स स्वयं सूचयन्ति तस्मिन्नेव समये अहं कर्तुं शक्नोमि